आरम्भे सर्वं कष्टमेव वृत्तिस्थानं वा अध्ययनविचारं वा किमपि सुलभः इति न भवति परन्तु कृत्वा अग्रे सरामः तदनन्तरं निधानेन सर्वं सुलभः भवति यावत् मम कार्यस्थाने तथा अध्ययनावसरे कष्टमिति अहं चिन्तितवान् तत्समये अहं कौटिल्यस्य नीतिः चाणक्यसारः इति किं पुस्तकमस्ति तद् तथा पञ्चतन्त्रस्य कथा सुभाषितानां माध्यमेन तत्रत्यः मौल्यानि स्वीकृत्य तद् अहं निर्वहणं कृतवानस्मि